विद्यालयेषु बहवः विषयाः पाठ्यन्ते यथा इङ्ग्लिष् हिन्दी मराठी विज्ञानं सामाजिकम् अध्ययनं नाम सोशियल् स्टडीस् संस्कृतं एवम् गणितं विषयाः सन्ति आं शिक्षया शिक्षकाः उत्तमाः एवं सुशिक्षिताः च सन्ति